इदानीं परिवारप्रवासं गन्तुं इच्छामः मैसूरुनगरं वयं चत्वारः अस्मान् किञ्चित् लगेज् अपि भवति अतः एतत् स्विफ्ट् दिसैर् स्वीकुर्मः चेत् चत्वारः फोर् प्लस् त्रि प्लस् ओन् फोर् एकः लघु बालः अपि अस्ति तस्य बाटकं किं कियत् किलोमीटर्स् भवति तद् ड्रैवर् बाट किं नो चेत् किञ्चित् कम्फर्टेबलि गच्छामः चेत् इनोवा स्वीकुर्मः चेत् तत् लागेज् स्पेस् अपि लभ्यते अतः ईनोवा इत्युक्ते तस्य किलोमीटर् पर् किलोमिटर् किं भवति ड्रौवर् बाटादिकं भवति वा तद् किञ्चित् ज्ञातुं इच्छामि